हलो नमस्कारः इदानीं पाचिका वा वा भवति किल आम् अस्माकं कार्यक्रमं समीपे वर्तते किं तत्र पाचकविषये किं किं कृतम् आं सर्वं सज्जीकृतं वा आम् इदानीं तत्र इयम् अयं कार्यक्रमः महान् भवति तत्र ज्येष्ठाः आगच्छेयुः ज्येष्ठाः आगच्छन्ति वृद्धाः आगच्छ्ति बहवः आगतं आगच्छन्ति तदर्थं

सहायकः आवश्यकाः भवन्ति वा आं प्रेशय प्रेषयामि प्रेषयामि किन्तु भोजनं सम्यक् भवितव्यम्

आम् अस्तु तत् अस्तु भवतु समीचीनं तत्र मेनु किं भवति भवत् भवन्तः किं सज्जीकृताः भवन्ति

अस्तु अस्तु तत्र वेजिटेरियन् भोजनमेव समीचीनमिति मन्ये किञ्चित् आम् अस्तु अस्तु अस्तु तत्र वेजिटेरियन्स् भ भवेयुः नान् वेजिटेरियन्स् भवेयुः तत्र द्वयमपि सज्जीकरणं करणीयम् अस्तु तत्र प्रातःकाले किं सज्जीकरणं आम् अस्तु अस्तु उप्मा वा इड्ली इति द्वयं वर्तते वा अस्तु किं पानार्थं किं पेयम् चायं वा कोफ़ि वा इति अस्तु समीचीनं समीचीनं नरिकेलजलं वा अस्तु इदानीं न प्रातःकाले एतावदेव अलं तत्रा मध्याह्ने किम् सायङ्काले चायं तथा किमपि लघु पदार्थानि लघु लेघु अल्पाहारं तत्र समूसा भवतु भवतु भवतु लड्डु भवतु बिस्केट् भवतु इति इति क्लेशः अस्ति वा तत् एकं कार्यं करोतु समूसा भवतु जिलेबि भवतु जिलेपि शक्नोति वा अस्तु भवतु समोसा एव भवतु तदेव अलं अनन्दरम् तत्र तदेव तत् परिचारकाः सन्ति तदर्थं भवान् भवान् पाचक कार्ये एव श्रद्धां ददातु तत् अन्ये विषयाः भव न चिन्ता तत्र चिन्ता मास्तु भवतु अत्र तत् पत्राणि एव पत्राणि एव तदर्थम् उपयोगं कुर्मः तदेव शुभं भवति इति मन्ये एवं तु तथैव का कर्यं कुर्मः

धन्यवादः